श्रूयते खलु आं भवान् कियन्ति उत वा मया किं किम् अद्य गतमासीत् तत्र तु छाया छाया पी सम्यक् सकरः नास्ति भो तत्र सकरः नास्ति तदपि विंशतिरूप्यकाणि किमर्थं स्वीकरोति मया किं वदामि चायं मध्ये सकरमपि नास्ति तत् अपि विंशतिरूप्यकाणि कथं स्वीकुर्वन्ति किञ्चित्

आं मया पीत्वा आगताः भो अतः अहं वदामि तत्र तु छाया मध्ये सकरं नास्ति तद् अपि विंशतिरूप्यकाणि कथं स्वीकुर्मः कुर्वन्ति अतः तत् शुल्कं न्यूनं कुर्वन्तु पञ्चविंशतिरूप्यकाणि दशरूप्यकाणि इति आमाम् आममस्तु तत्रापि यत् रेक् अस्ति तदपि बहु लघु अस्ति तदपि द्वयं दत्त्वा त्रिंशत् रूप्यकाणि कथं स्वीकर्तुं शक्यते भो तत्र तु मया खादित्वा आगताः भो अतः अहं कम्प्लेण्ट् कुर्वन्ति कुर्वणः आसम् अद्य अद्य एव अहं गतमासीत् अहं तु सार्धद्विवादने एव गत्ं गतम् आम् अस्तु अस्तु तर्हि मया मया दृष्टं भो यद् यतो हि तद् लघु अस्ति तत् कति द् धनं न्यूनं कुर्वन्तु आमां तस्य कृते सूचयन्तु एतत् सम्यक् नास्ति आमामाम् आं तत्र आं तद् श्रूयते खलु आं तत्रापि प् व् भवतां किं किं परिष्कारः अपि नास्ति भो तत् परिष्कारं कृतं भवन्तं सम्यक्तया स्थापयन्तु आमं तदेव कथम् अग्निं सन्दर्भं वदति भवान्तं भवान् तु ओनर् अस्ति कदा कदा आगच्छति वा न कन्डिन् मध्ये आमां मया अहम् आगच्छामि श्वः भवान् अपि आगच्छतु तत्र मिलित्वा वार्तां कुर्मः कुर्मः किं किं भवतां किं किम् एतत् भवतः एवं भवतु तर्हि वयं न यच्छामः भो

आं तत्रैव आगच्छामि मम मया तत्र भवतां कर्मचारिणां कृते वदतु तत् परिष्कारं कृत्वा स्थापयतु किन्तु आं तत्र आमां तत्र महाविद्यालयस्य छात्रः श्रूयते खलु आं तत्र महाविद्यालयस्य छात्रः आगत्य बहु एकं कुर्वन्ति भो आम् धूम्रपानं कुर्वन्ति तथैव तर्हि तं निवारयतु निवारयतु तं आमा आमां तं निवारयतु तं निवारयतु आं तथैव तत्र तथैव हि तद् सम्यक् भवेत् भवति भविष्यति तर्हि मया यत न् उक्तं तद् सम्यक्तया श्रुतं तद् आमां तत् तत् सम्यक् करोतु अस्तु धन्यवादः